पेन्शन् लाभं बहवः सर्वकारीयकार्यालयस्य जनाः एव प्राप्नुवन्ति तत्र किमपि कष्टम् नास्ति डेरेक्ट् बिनिफिट् ट्रास्फर् इति एकं सिस्टिम् अपि वर्तते दातारः समान्यः सार्वकारः एव स्वीयं वित्तकोशस्य अकौण्ट् संख्या योजयति चेत् मनिट्रान्सफर् भवति तत्र डैरेक्ट् इत्युक्ते नेफ्ट् वा आर् टि जि एस् वा रुपेण वित्तकोशे एव डैरेक्ट् तेन तैः अकौण्ट् मध्ये तत् प्रदास्यन्ति दूरवाणीमध्ये संन्देशमपि प्राप्स्यते वित्तकोशात् धनम् अपि तेन स्वीकर्तुं शक्यते